सामान्यतया ग्रामेषु कूपात् यदा जलं निश्कासयति तस्मिन् समये किं भवति तद् रज्जु रज्जुः तद् उपयोगं कुर्वन्ति अ अनन्तरं किं भवति काष्ठखण्डोपि द्वयं भवति तत्र बन्धनं कृत्वापि तत जलं निश्कासयन्ति परन्तु अद्यतनयुगे किं भवति कूपात् उपयोगं कुर्वन्ति कूपस्य उपरि किं भवति एका नळिका भवति तद् नळिकामाध्यमेनापि जलं निश्कासयन्ति त तद् कूपात् ग्रामेषु अधिकतया रज्जुद्वारा एव तद् किमपि कुणु कुण्डलिनि कृत्वा आनयन्ति रज्जुद्वारा किं कुर्वन्ति द्रोणी वा तद् घट्टः तत्र बन्धनं कृत्वा जलं कूपात् निश्कासयति एतादृश भवति परन्तु यद्वदामः विद्युत् उपकरणस्य उपयोगः तद् ग्रामेषु अधिकतया न भवति किमर्थमित्युक्ते तत्र तथा व्यवस्था नास्ति व्यवस्था भवति चेत् तत् अधिक उपयोगं न कुर्वन्ति स्वस्य हस्तेन रज्जुद्वारा यथावत् स्वीकुर्वन्ति तथा विद्युत् उपयोगं न कुर्वन्ति तद् अधिकतया वदामः चेत् नगरेषु भवति ग्रामेषु तथा उपयोगं न कुर्वन्ति नगरेषु कुर्वन्ति इत्युक्ते तद् किं भवति कूपात् जलमानयन्ति नो चेत् बहिष्टात् किमपि पुष्करणीं भवति नदी भवति ततः जलं स्वीकुर्वन्ति